स्वास्थ्यसेवायां वितरणस्य उपयोगस्य स्वास्थ्यपरिणामानां प्रभावस्य च प्रकारस्य निर्धारेण स्वास्थ्यव्यवस्थानां नीतिनां च महत्त्वपूर्णभूमिका भवति स्वास्थ्यराज्यविषयः इति कारणतः केन्द्रसर्वकारेण मार्गदर्शकानां निर्गमनस्य अभावेपि नवजातशिशुपरिचर्याविषये उपक्रमानां कार्यान्वयस्य अन्तिमविशेषाधिकारः राज्येषु एव अस्ति अस्मिन् लेखे देशे जनस्वास्थ्य संरचनायाः संक्षेपेण वर्णनं कृतम् अस्ति तथा च नवजातशिशुस्वास्थ्यविषये विशेषतया ध्यानं दत्त्वा प्रमुखस्वास्थ्यकार्यक्रमानां उपक्रमानाञ्च विकासस्य अनुसंधानं कृतम् अस्ति सर्वकारीयव्यवस्थान् सर्वेपि प्राप्तुं शक्नुवन्ति परम् तत्शतप्रतिशतम् उत्तमं भवति इत्येव नास्ति असर्वकारीयचिकित्सालयेषु अधिकधनं देयं तस्मात् व्यवस्थाः उपलभ्यन्ते